महिलानां स्थानमानम् अत्र तु सम्यक् अस्ति जनाः महिलानां शिक्षणार्थं बहु प्राशस्तिं ददति शालायाम् अपि स्त्रियः अधिकसंख्यायाम् एव सन्ति उद्योगाय अपि स्त्रियः अधिकसंख्यायां गच्छन्ति विवाहितमहिलाः अपि कुटम्बतः सम्पूर्णसहकारं लभ्यते मम शालायाम् अपि स्त्रीशिक्षिकाः सन्ति तासां कृते लब्धम् सहकारमेव अस्य कारणम् इति ज्ञातुं शक्यते